मम क्रीडाविषयः वर्तते फ़ुट्बाल् अहं यदा फ़ुट्बाल् प्रति गतवान् तदा तद् दृष्ट्वा मम फ़ुट्बाल् विषये आसक्तिः एव न गता किमर्थं नाम ते कथं पास् कृत्वा क्रीडन्ति इति विषये मम बहु आसक्तिरासीत् अपि च ये रोनाल्ड् महोदयाः सन्ति अपि च अर्जेण्टिन् मध्ये ये मेस्सिमहोदायः महोदयाः सन्ति तान् दृष्ट्वा मम फ़ुट्बाल् विषये प्रेर् प्रेरणा जातं यदा अहं फ़ुट्बाल् क्रीडितुं गतवान् मम सोदराः अपि फ़ुट्बाल् क्रीडितुम् आगच्छन्ति आगच्छन्ति स्म त् ते सम्यक् पास् क्रीडन्तस्सन्ति अहं तु एकदा शाट् ताडितवान् औट् मध्ये गतम् इति ते मह्यं तर्जितवन्तः तद् दृष्ट्वा मह्यं बहु दुःखं जातं तदा अहं चिन्तितवान् अहं फ़ुट्बाल् त्यक्त्वा अन्यत् क्रीडां प्रति नाम क्रि क्रिकेट् प्रति उत वालिबाल् प्रति गच्छामीति चिन्तितवान् दिनद्वयं प्रति अहं फ़ुट्बाल् क्रीडितुं नैव गतवान् अपि च अहं फ़ोन् मध्ये फ़ुट्बाल् कथं का कानड् क्रीडन्ति कार्नर् ताडयन्ति अपि च कथं पास् कुर्वन्ति कथं क्रीडन्ति इति फ़ुट्बाल् विषये क्रीडाज्ञानमागतम् अपि च तद् विषये लेखनमपि अहं सम्यक् पठितवान् तदा ज्ञातं फ़ुट्बाल् महत्त्वं कथमस्तीति अपि च अस्माकं देशेपि न बहुदेशे फ़ुट्बाल् क्रीडन्ति अतः फ़ुट्बाल् विषये सर्वेपि यदि जानन्ति तर्हि सम्यक् भवतीति मम आशयः